नमस्ते गृहशोभा इण्टीरियर् डिसैनिङ्ग् वा मया मम गृहस्य पुनर्निर्माणं कर्तव्यम् अस्ति अतः किञ्चित् प्लेनिङ्ग्स् अपेक्षितमासीत् कर्तुम् इति ह सम्पूर्णस्य हा पूर्णं गृहमेव रिनोवेट् कर्तव्यमस्ति अपि च तत्र पाकशालायाः शैली किञ्चित् परिवर्तनीया अस्ति मम कृते अतः किञ्चित् भवतां सहायः अपेक्षितः आसीत् अतः मौल्यं कति भवति इति वक्तुं शक्नुवन्ति वा गृहं मम तर्टि फो़र्टि सैट् मध्ये अस्ति किम् प्रकोष्ठद्वयमस्ति इत्युक्तौ स्वापप्रकोष्ठद्वयमस्ति एकः महानसः अस्ति एकं हाल् अस्ति अपि च एकं बाल्कनि अस्ति एवमेवम् हा

हा यदि अस्माकं किच्चन् इटालियन् शैलीमध्ये अपेक्षितम् अस्माकं कृते कथं तस्य मौल्यं भवति इति वदन्ति वा किञ्चित् ओ पञ्चाशत् सहस्रं भवति वा भवतु क्लेशो नास्ति किन्तु मम महानसः एव बहु समीचीनः अपेक्षितः अस्ति अतः हा अपि च कर्मकराः ये सन्ति तेषां धन धनदानस्य विषये कथं चिन्तयितुं शक्यते इत्युक्तौ अस्माभिः दातव्यं भवति वा भवन्तः एव यच्छन्ति

हा सम्यक्

हो एवं वा मम कृते तु तत्र ज्योतिष्कैः सूचितमस्ति यत् अग्रिमवर्षस्य आगस्ट् मासे तावत् उद्घाटनं कर्तुं शक्यते इति सोरि सोरि अग्रिमवर्षस्य आगस्ट् न तैः कदा सूचितं सेप्टम्बर् मासे उद्घाटनं कर्तुं शक्यते इति अतः तस्मात् प्राक् मम कृते किञ्चित् शीघ्रं झटिति कृत्वा यच्छन्ति चेत् सौकर्याय भवति इति हा सत्यं सत्यं बाल्कनि मध्ये तथा अपेक्षितम् अपि च ततः बाल्कनि तु सेकेण्ड् फ्लोर् मध्ये अस्ति इति कृत्वा अधस्तात् तत्र पुष्पाणां लताः उपरि आगच्छन्ति तस्यापि काचिद् व्यवस्था कर्तव्या अस्ति हा हा अवश्यम् अवश्यम् सस्यानां योजनं कर्तव्यम् अतः अपि च अन्तः प्रकोष्ठः यः विद्यते तत्र मञ्चस्य योजनं किञ्चिदस्ति खलु किञ्चित् चिन्तनीयमस्ति वातायनमपि किञ्चित् समीकर्तव्यमस्ति इत्युक्तौ मोडर्न् डिसैन् यदस्ति तदपेक्षितम् अस्ति अस्माकं कृते हा अस्तु क्लेशो नास्ति एकमेव गृहमस्ति अस्माकं कारयामः वयम् अस्माकं कोऽपि क्लेशो नास्ति

अस्तु इदमेव वाट्सप् नम्बर् खलु अहं वाट्सप् करोमि भवतां नमस्ते इति प्रेषयामि भवन्तः प्लेनिङ्ग्स् प्रेषयन्तु अस्तु अस्तु धन्यवादाः हा अस्तु अस्तु अस्तु सूचयामि धन्यवादाः